आम् अहम् ई पुस्तकं पठितुम् इच्छामि यदा अहं बहिर्गच्छामि तर्हि प यदा मम पठनकार्यम् अस्ति पठन वे वेलयां जातः तर्हि अहं तत् तत् तदा अहं ई पुस्तकहं पठामि तर्हि मम अध्ययन बे अध्ययनं अध्ययनमपि भवति यदा पुस्तकं रेकार्डेड् अस्ति तर्हि अहं श्रवणं कर्तुं शक्नोमि तर्हि ई पुस्तकं श्राव्यपुस्तकं तस्य महत्वं बहु अस्ति तर्हि भौतिकपुस्तकं अस्तु भौतिकपुस्तकस्तु तर्हि तर्हि महत्वम् अस्ति तर्हि ई पुस्तकस्य पे महत्वम् अस्ति ई पुस्तकेन अहं न्यूनाति अधिकं अधिकं अधिकम् अधिकं पुस्तकम् अहं पठितुं शक्नोमि तर्हि ई पुस्तकं श्रव्यपुस्तकम् इति बहु महत्वपूर्णमस्ति यदा ट्रेन् रेल् यानं मध्ये अहं यदा प्रवासं क करोमि तर्हि तदा श्रव्यपुस्तकं रेकार्डेड् श्रव्यपुस्तकं रेकार्डि पुस्तकं रेकार्डेड् अस्ति चेत् अहं श्रवणकार्यं कर्तुं शक्नोमि यदा क किमपि कार्यं कर्तुं क करणीयं वा तदापि अहम् एतत् कार्यं कोर्तुं कर्तुं शक् शक्नोति शक्नोसि तर्हि